भवान् ए टि एम् मिशिन् मध्ये ए टि एम् कार्ड् अधः भागे स्थापयतु अनन्तरं भाषा स्वीकुरु गुप्तसङ्ख्यां टङ्कणं कुरु वित्तकोशम् इति चिनोतु अनन्तरं विथ्ड्रावल् इति चिनोतु तदनन्तरं सेविङ्ग्स् इति चिनोतु अनन्तरं कियत् धनम् आवश्यकं तावत् सङ्ख्यां टङ्कणं करोतु अनन्तरं यस् इति चिनोतु अधः धनम् आगच्छति तथा पत्रमपि आगच्छति ए टी एम् कार्ड् पुनः स्वीकरोतु